संस्कृतकविषु एकः एव किमर्थं सर्वे संस्कृत कविषु मम भक्तिः अस्ति इदानीमेव गते वर्षे गतवर्षस्य पूर्वमेव अहम् आचार्यपदं प्राप्तवान् अतः अहं तत्र कालिदासमहाकविः महाकविना लिखितं पुस्तकमपि पठितं मया तदनन्तरं काव्यप्रकाशः तदनन्तरं ध्वन्यालोकः तर्कभाषा इत्यादिविषयेषु मम मया प्रवेशः अभवत् तत्र तु अत्यन्तं उत्तमलेखकाः ये स ते सर्वे सन्ति अहं तु अल्पः एव तेषां प्रति किमपि वक्तव्यं चेत् किन्तु अत्र इदानीमेव रघुवंशमपि अहं पठित किञ्चित् किञ्चित् पठितवान् अत्र संस्कृतभारत्याः कोविदः इति परीक्षा अस्ति तस्मिन् परिक्षा पठनसमये तत्र कालिदासस्य रघुवंश प्रारम्भसर्गः इति अस्ति तत्राहं पठितवान् तदनन्तरं वागर्थाविव सम्पृक्तौ इति श्लोकविषये अपि अहं सम्यक् रूपेण शोधनमपि कृतवान् पठनमपि कृतवान् अहं बहु रोचामि मम संस्कृत कक्षायाः आरम्भसमये एव मम किमपि कुत्रापि प्रवचनं दद्मः चेदपि तस्मिन् समये वा नो चेत् टीवीमध्ये दूरदर्शने कार्यक्रमाणां मध्ये वा यूट्यूब् चानल् कार्यक्रमाणां मध्ये वा प्रारम्भसमये तु अहं वागर्थाविव सम्पृक्तौ इति प्रार्थनां कृत्वा एव अग्रे गमिष्यामि अतः अत्र प्रश्नः तु अहं प्रथमं कः इष्टतमः इति तु समीचीनं नास्ति सर्वे कविजनाः मम गुरवः इति अहं चिन्तयामि अतः तद्विषये किञ्चित् किमर्थं बहु अत्यधिकमपि अहं वक्तुं शक्नोमि धन्यवादः